गृहोद्यानस्य निर्वहणे काश्चन समस्याः भवन्ति सस्येषु सस्ययूकानां समस्या अपि भवन्ति तस्मात् सस्यानां वर्धनम् अपि कुण्ठितं भवति तथा गृहोद्याने फलवृक्षाः सन्ति चेत् पक्षिणः आगत्य फलं पूर्णं खादन्ति तथा वानराः अपि आगत्य फलं चोरयन्ति इत्यादि समस्याः भवन्ति एव